मम मित्रेभ्यः परिवारेभ्यः च क्रीडायां तु प्रशिक्षितं तु इच्छामि तर्हि तान् कस्य समीपं नयामि इति चिन्तयामि चेत् तर्हि आदौ वेब्सैट् मध्ये एकवारं पश्यामि न चेत् तत्र अस्माकं एन् आर् सी सी सेण्टर् अस्ति अगरतलायां छात्रबन्धुसङ्घस्य समीपे तत्र एकवारं गच्छामः तान् स्वीकृत्य तत्र गत्वा आदौ प्रशिक्षणव्यवस्थाविषये किञ्चिद् अन्वेषणं करोमि तर्हि क्रीडा तत्र तैकण्डु भवति खलु अस्मा अस्मिन् काले तैकण्डु बहु आवश्यकम् अस्ति महिलानां कृते वा बालिकानां कृते तर्हि यदि बालिकाः भवन्ति चेत् अहं तु वदामि आदौ तैकण्डु वा कराटे केराटेप्रशिक्षणम् आदौ स्वीकरोतु तर्हि नचेत् बालकाः सन्ति चेत् बालकानां कृते तु फुट्बाल् अस्ति अस्माकं जातीयक्रीडा अनन्तरं क्रिकेट् अस्ति कन्दुकुक्रीडा अनन्तरं तत्र स्विमिङ्ग् अस्ति किन्तु महिलानां कृते वा बालिकानां कृते इति मम किञ्चिद् अधिकं चिन्ता अस्ति अधिकतया चिन्ता अस्ति एतदर्थम् अहम् आदौ एन् आर् सी सी मध्ये गत्वा प्रशिक्षण शिबिरस्य प्रशिक्षणमध्ये पृच्छामि अनन्तरं रेजिस्ट्रेशन् कथं करणीयं कथं तेषाम् एड्मिशन् करणीयं तत्सर्वं पृच्छामि अनन्तरम् अग्रे पृच्छामः प्रशिक्षकः कः सः स च प्रशिक्षकः कूतः प्रशिक्षणं प्राप्तवन्तः कति वर्षाणि यावत् ते प्रशिक्षयन्ति तस्य प्रशिक्षणात् अनन्तरं छात्रस्य इत्युक्ते कौन्सेलिङ्ग् कुत्र कौन्सेलिङ्ग् सेल् अस्ति वा तेषां योजना योजनीयं कुत्र भविष्यति तद्विषये किञ्चित् ज्ञात्वा तर्हि अनन्तरमेव एड्मिशन् विषये चिन्तयामः धन्यवादः